अन्यः किमपि धर्मः मां न मोहयति किमर्थमित्युक्ते अस्माकं धर्मं सनातनधर्मं यत् तदस्ति तत् बहु साधुः अस्ति तत्र तत् बहु पुरातनम् अपि अस्ति तत्र एकैक मनुष्यस्य बहु प्रामुख्यम् अस्ति अत्र महिळायां देवता इव भाति तां पूजयन्ति एतद् अन्यः धर्मे न करोति तत् कारणेन अहं सनातनधर्मम् एव अहं तेन एव अहं मोहयामि बहवः उत्सवानि अपि आचरन्ति अत्र पर्वाणि अपि आचरन्ति उत्सवानि अपि आचरन्ति उत्सवानि प्राधान्यतः देवालये प्रचलन्ति देवालये ब्रह्मोत्सवम् एतत् सर्वे पवित्रोत्सवम् एतत्सर्वाणि उत्सवाणि प्रचलन्ति